शिक्षणजीवने सहाय्यं करोति एतादृशं यथा शिक्षणेन जीवने ये केपि मार्गाः भवन्ति जीवनयापनार्थं तस्मिन् सम्यक्तया गन्तव्यम् उचितम् मार्गेण गन्तव्यम् इति निश्चयं निश्चयं कर्तुं शक्नुमः अनन्तरं शिक्षणेन स् जीवनं सुकरं भवति इति अहं मन्ये अशिक्षितजनः बहुवारम् सङ्कटानि आगमिष्यन्ति किमपि तर्हि यथा शिक्षितजनाः तस्य उपरि उपायम् आनुकूल्यम् इति चिन्तयितुं शक्नोति तथा अहं मन्ये अशिक्षितजनाः न कर्तुं शक्नुवन्ति इति केवलम् एतदेव